मम क्रीडाविषये महती आसक्तिः वर्तते तत्र अहं बह्व्याः क्रीडाः इच्छामि यथा कबड्डी खोखो क्रिकेट् एवं चेस् इति एवम् अनेकाः क्रीडाः मया इष्यन्ते अहं लघुवयसापि मया क्रीडाक्रीडने बहु यत्नः क्रियते एवं च अहं क्रीडां क्रीडामि न केवलं न पश्यामि अपि च तत् दर्शनेऽपि मम इच्छा वर्तत एव तत्र वक्तव्यं चेत् शालायां यदा मया अधि अधीयमानम् आसीत् तस्मिन् काले तस्मिन्नेव विषये मम आसक्तिः आसीदिति कारणात् अहं तस्मिन्नेव बहु अग्रे आसम् तत् तत् पश्चादपि अधुना अपि अहं यत्र कार्यं कुर्वती अस्मि तत्रापि मया क्रीडा विषये अधिकं गमनं दीयते अपि च तस्य क्रीडनमपि तथैव क्रियते